महोदय गतमासे विंशतिदिनाङ्के अहं बेङ्गळूर् प्रति गतवानासं तदा कश्चनः चालकः श्रीहरिः इति नामकः कश्चनः चालकः ब् सः बहु सम्यक्रीत्या वर्तनं कृतवान् इत्युक्ते शुभ्रवस्त्रधरणम् अथवा तस्य वार्तालापः अथवा सम्भाषणं तत्सर्वं बहु सम्यक् आसीत् तदर्थं सः सः एव परश्वः मम कृते चालकरूपेण आगच्छतु इति अहम् सविनयं प्रार्थयामि